आम् अवश्यं शक्नोमि किन्तु कदा मासत्रयानन्तरं आं करोमि तत्र आं कदा चलनचित्रं कृते वा सी धारवाहिकृते वा

चलनचित्रस्य तत्र पेमेण्ट् कति एवं वा कति सङ्गीतानि सङ्गीतानि कति तत्र भवन्ति वा षट् सप्त इत्युक्ते कथा मुख्यकथाबिन्दुः

आं तत्र किमपि किमपि तद् किं तत्र इत्युक्ते कथं रीतिः सङ्गीतस्य रीतिः शास्त्रीयं वा पाश्चात्यं वा

द्वयमपि भवति वा किञ्चित् अधिकं पेमेण् जायते चेत् किमपि समस्या अस्ति वा दशसहस्रं चलति वा आम् अहम् अवश्यम् आगच्छामि तत्र अन्ये कुत्र आ वद आ अनन्तरं वद वदिष्यति वा

आम् आम् आं तत्र गत्वा का का श्रुतिः तद्विचारे चर्चां कुर्मः हा आम् अस्तु धन्यवादः